एकस्मिन् दिने कल्लालफाल्स् इति स्थानं मया गतम् गमनमार्गः अत्यन्तं सुलभः नास्ति अत्यन्तं क्लिष्टः अस्ति कथम् एकं तु आरोहणं कर्तव्यम् इति तदेकं कष्टं द्वितीयं बहुदूरं गन्तव्यम् इति तदपि एकं कष्टं तृतीयं वनं द्वारीकृत्य गन्तव्यम् इति तदपि एकं कष्टं चतुर्थं मार्गः सम्यक् नास्ति मार्गस्य अन्वेषणं कर्तव्यम् अस्ति प्रसिद्धं स्थानं न तत् अतः मार्गः सम्यक् नास्ति अन्वेषणं कर्तव्यम् इति अपरं कष्टं केचन कीटविशेषाः भवन्ति लीच् इति उच्यते खलु तारुषाः भवन्ति ये अस्माकं रक्तं पिबन्ति वेदना तु न भवति तत्र मशकानां बाधः भवन्ति किञ्तित् तिष्ठामश्चेत् तादृशबाधाः भवन्ति इत्यादि अत्यन्तं क्लेशः अपि तत्र अनुभूतः